अहं कदापि अन्तिमदिन अतीत्य कार्यं न करोमि समयानुसारं पूर्वमेव कार्यं समापयामि कदापि अन्तिमक्षणे कर्तव्यम् आपतति चेत् तत् कार्यस्य महत्वानुसारं समयम् स्वीकृत्य कार्यं समापयामि विद्यार्थिजीवने एकवारं नियोजनं समापयितुम् अन्तिमदिनम् आसीत् तद्दिने एव परिक्षाशुल्कभरणस्य अन्तिमदिनं विद्यार्तिवेतननिवेदनपत्रं समर्पणस्य अन्तिमदिनमपि आसीत् एतावत् कार्याणि आपतितम् आसीत् तद्दिने अहं पङ्क्त्यां स्थित्वा एव नियोजन लेखनं संयोजनं च कृतवती विरामेण विना सर्वं कार्यं समापितवती